नवजातशिशुः यः भवति तस्य कृते स्स्स् स्वच्छन्दवस्त्रं स्वीकृत्य शयनं कर्तुं व्यवस्थाम् परिकल्पयामि तदा रोग रोगादिकं न आगच्छति पुनश्च पीडां जनयितुं न शक्यते अतः नवजातशिशोः आरोग्यं बहु मुख्यतया अस्माकं कृते अपेक्षते किमर्थम् इत्युक्ते नवजातशिशुः एव भविष्यं वर्तते सः शिशुः भाग्यरूपेण वंशः वंशस्य कृते भाग्यरूपेण आगच्छति भाग्यं स्वीकृत्य आगच्छति अतः नवजातशिशुः यदा सुखकरं भवति आरोग्येण भवति तदा अस्माकं वंशानुक्रमः अग्रे गमिष्यति अतः तस्य आरोग्यम् अस्माकं कृते बहु आवश्यकता वर्तते अतः तस्य कृते आरोग्यविषये सर्वविधप्रतिबन्धकं यदस्ति तस्सर्वं प्रतिबन्धकं निवार्य अहं सर्वदा अनेन रोगभयपीडापरिहारं कृत्वा तं पालयामि अनेन उत्तरोत्तरम् अभिवृद्धिः अपि भवति सः शिशुः उत्तमतया अग्रे भवति अतः एवं क्रमेण शिशुपालनं शिशोः पालनं कर्तुम् अहम् उत्सुकतां सर्वदा सर्वत्र करिष्यामि